प्रवासार्थम् अस्माकं निश्चितं स्थानम् आसीत् जयपुरनगरस्य दुर्गः तत्र गमनार्थम् अस्माभिः त्रीणि बैकयानानि स्वीकृतानि दिनद्वयात्पूर्वमेव अस्माभिः सर्वाः व्यवस्थाः कल्पनीयाः वयम् अस्माभिः सर्वाः व्यवस्थाः कल्पिताः कथं गमनीयं केन मार्गेण गमनीयं कं कं तत्र आवाहनीयं तत्र गत्वा किं किं करणीयं किं किं भोक्तव्यम् इत्यादिकं सर्वं दिनद्वयात् पूर्वमेव अस्माभिः सर्वाः व्यवस्थाः कल्पिता अपि च यतोहि वर्षाऋतुः अपि आसीत् अतः तस्याः कृते अपि अस्माभिः रेन्कोट् इत्यादिकं छत्र इत्यादिकम् अस्माबिस्सह नीत्वा गतवन्तः आसन्